हरिः ओम् आगच्छन्तु आगच्छन्तु अन्तः अन्तः आगच्छन्तु महोदये उपविशतु उपविशतु कृपया हरि ओं हा वदतु हा श्रूयते श्रू हा अस्माकम् उपाहारशाले उपाहारगृहमस्ति भोज अल्पाहारमेव उपाहारम् अल्पाहारं एकमेव किल दो दो

हा भवतु महोदये उपविशतु अहं वदामि किं किम् अस्तीति अस्माकम् उपाहारगृहे दोसाः सन्ति विविधरीत्या निर्मिताः निर्मिताः दोसाः सन्ति इत्युक्ते मसालदोसा अस्ति बटर् दोसा अस्ति नवनीतं नवनीतं नवनीतम् उपयु पलाण्डुदोसा अस्ति अस्ति आलूकम् आलूकं पलाण्डुम् उपयुज्य अस्ति केवलं पलाण्डुः एव उपयुज्य अपि अस्ति इतः इतः दोसा तैलं तैलस्य उपयोगः तैलस्य उपयोगः तैलस्य उपयोगमपि भव अस्ति तैलमपि कुर्वन्ति घी अपि नवनीतमपि कुर्वन्ति भवति हा अस्तु अस्तु तदे तदेव अस्तु महोदये अव आवश्यकम् अवश्यम् अवश्यं करोमि अवश्यं करोमि पूरिकाः इड्लि हा वयं न साम्बार् अस्ति उपसेचनमपि अस्ति नारिकेलस्य उपसेचनं भर्जन चणकस्य उपसेचनमपि सन्ति होय् नारिकेलं नारिकेलं नारिकेलस्य नारिकेलस्य अस्ति चणकस्य चणकस्य उपसेचनमपि सन्ति चूर्णं चूर्णमपि वदन्ति किल श्रूयते वा श्रूयते हा हा इदानीम् इदानीमेव निर्म् निर्मातुं ददामि निमिषायां अस्तु महोदय उपविशतु इदानीम्